हरिः ओम् हरीशः हा कुत्र अस्ति भोः आ आम् बालाजी कुत्र अस्ति भोः भवान् कृते अहं यः उक्तवान् मम टेबल्मध्ये सैड् आनयतु भवान् किमर्थं न आनीतवान्

हा इदानीम् आगच्छतु मिलित्वा आगच्छतु शीघ्रम्

अहं तु आफ़ीस्मध्ये अस्मि भवान् सम्यक् सम्यक्तया न शृणोति कार्यं किमर्थं भोः एतत् मा कु एवं मा कुरु तद् चिन्ता नास्ति कार्यम् अस्ति चेत् उक्त्वा गच्छतु हा अहम् अन्य जनानां कृते वदामि एवं करोति चेत् क्लेशः भवति इदानीम् अहम् एक घण्टा पर्यन्तम् आगच्छ अत्र उपविश्य निरीक्षणं क क किमर्थं करोमि किं करोमि एवं एवं मा कुरु सर्वं कार्यं सम्यक्तया करोतु तर्हि भवतां कृते एव किं किं भवति नाम सर्वं सफलं भवति य शुभं भवति हा इदानीं कुत्र अस्ति भवान् कुत्र

इदानीं क्रीडाङ्गणे अस्ति वा क्रीडाङ्गणे क्रीडाङ्गणे इदानीं किं करोति भवान् हे हसनं मा कुरु भोः भवान् हसति हा शीघ्रम् आगच्छतु आपीस्मध्ये

अहमत्रैव अस्मि आगच्छतु शीघ्रम् आगच्छतु पलित्वा आगच्छतु भवान् कृते बहु कम्प्लेण्ड् आगच्छति कार्यं सम्यक् न करोति इदानीं हा कदा करोमि भोः हा आगच्छतु